देशेऽस्मिन् नैकाः रामायणकथाः उपलभ्यन्ते इति सत्यमेव तदस्माकं क्षेमाय यथा तामिळुभाषायां कम्बरामायणं तेलुगुभाषायां रङ्गनाथरामायणं बङ्गदेशे कृत्तिवासरामायणं अवधभाषायां तुलसिदासकृतं रामचरितमानसः इति ग्रन्थाः रामायणाधारिताः सन्ति सर्वे भक्ताः श्रीरामचन्द्रस्य स्वभक्त्या कृतवन्तः वाल्मीकिमतानुसारेण एव कृतवन्तः कालिदासोपि रघुवंशम् इति कृतवान् सः अपि वदति वयं सर्वे बाल्मीकिमार्गाननुसारिणः एव इति परं यत्र कथाः भिन्नाः तत्र तस्मिन् काले सामाजिक स समाजे यथा आसीत् तद् मनसि कृत्त्वा कवयः किञ्चित् किञ्चित् व्यत्यासं कृत्त्वा भेदः कल्पितः तैः परं सर्वं श्रीरामचन्द्रस्य कृपया तत्र भक्त्या एव कृतम् इति मम मतिः